कालिदासस्य रघुवंशम् अहं पठितवती कालिदासस्य रघुवंशम् अनन्तरं तस्याः तेषां माधुर्यता बहु सम्यक् दृश्यते संस्कृतभाषायाः सङ्क्षेपरामायणमपि अहं किञ्चित् श्रुतवती तत्रापि सम्यक् काव्यात् काव्यानि सन्ति एव यदा पश्यामः आम् किं वदामः संस्कृतभाषायाः कलात्मकता सम्यक् भवितुम् अर्हति रामायणे अपि महाभारते अपि अनन्तरं कथासाहित्ये उदाहरणम् एकम् एकः काकः अस्ति काकस्य पिपासा अस्ति काकः अत्र पश्यति जलं नास्ति काकः तत्र पश्यति जलं नास्ति काकः सर्वत्र पश्यति कुत्रापि जलं नास्ति काकः चिन्तयति अहं कथं जलं पिबामि इति सः वनं गच्छति तत्र एकं घटं पश्यति घटे किञ्चिज्जलमस्ति स्वल्पं जलम् अस्ति स्वल्पं जलं दृष्ट्वा काकः वदति अहं कथं जलं पिबामि सः एकम् उपायं करोति शीलाखण्डं स्वीकरोति शीलाखण्डं स्वीकरोति घटे स्थापयति शिलाखण्डं स्वीकरोति घटे स्थापयति जलम् उपरि उपरि आगच्छति काकः जलं पिबति जलं पीत्वा काव् काव् कृत्वा अन्यत्र गच्छति पश्यन्तु एषा कथा कथायाः नाम चतुरः काकः किन्तु कथा यदा मधुरं भवति चेत् जनाः द्रष्टुम् इच्छन्ति पठितुम् इच्छन्ति काकस्य किं किं करोति काकं लघुबालकाः अपि इच्छन्ति काकः ह अनन्तरं काकस्य जलं शब्दाः अपि संस्कृतेन मुखे आगच्छन्ति